नमो नमः अहं प्रचिति नामा गतसप्ताहे अहम् एका घटीयन्त्रं क्रीतवती तत् सम्यक्तया कार्यन् कार्यं कुर्वन् अस्ति नाम हस्ते अपि सम्यक्तया आगच्छति तदनन्तरं द्रष्टुमपि सम्यक् भवति इतोपि काचित् सम्यक्तया कार्यं करोति सम्यक्तया अङ्कप्रदर्शनमपि कर्तुं सज्जता भवति नाम सर्वमेव सम्यकस्ति अहं बहु सन्तुष्टा अस्मि तदनन्तरं डिलेवरि अपि शीघ्रमेव आगतासीत् नाम सम्यक् अनन्तरं चार्जस् अपि सम्यक् सन्ति इति